हरिओम् हरिओम् अन्नब्रह्म अ आपणम् अस्ति किं किं तण्डुलम् अवश्यं हा अत्र अस्माकं समीपे रक्ततण्डुलम् अस्ति व वदामि बासमतीतण्डुलम् अस्ति सोनामसूरीतण्डुलम् अस्ति मैसूरुसन्ना अस्ति अनन्तरं परिमलतण्डुलम् अस्ति लघुतण्डुलम् अस्ति कृष्णतण्डुलम् अपि अस्ति

किं न जानाति कृष्णतण्डुलम् इति एकतण्डुलम् भवति एतत् तु मधुमेहिनां कृते अतीव उत्तमम् भवति तेषाम् आरोग्यार्थं आरोग्यवर्धनं कुर्वति बहु उत्तमम् अस्ति अस्तु अस्तु किं अवश्यं ओहो तर्हि रक्ततण्डुलस्य मूल्यं तु अस्माकं सम समीपे एतत् अष्टसहस्रं क्विन् क्विण्टाल् मितस्य् तस्य भवति नास्ति ना नास्ति नास्ति अस्माकं तु अति उत्तमतया तं क्वालिट्टि भवति अनन्तरं क्वाण्टिटि अपि तत्र किमपि व्यत्ययः न भवति एव अस्माकं तु अष्टसहस्रम् एव तत्र मूल्यं हा बासमती तण्डुलस्य मूल्यं तु द्वादशसहस्रं क्विण्टाल् मितस्य भवति

अधिकं नास्ति किमर्थं इत्युक्ते बासमती अत्र वयं न वर्धयामः खलु बहिः तः आगच्छति अतः मूल्यं तु अधिकं भवति नास्ति नास्ति यदि अवश्यं चेत् किञ्चित् न्यूनं कृत्वा दातुं शक्नोमि किन्तु तावद् न्यूनं न भवति अस्तु

लघु तण्डुलस्य सप्तसहस्रं क्विण्टल् मितस्य भवति

नास्ति नास्ति भगिनी तत् तत्र क्वालिट्टि तु उत्तमम् अस्ति भवति आगत्य पश्यतु एकवारं पूर्वं वयं प्रेषयामः भवत्याः गृहं तत्र सर्वीस् अस्ति अस्माकं समीपे किन्तु भवति एकवारम् आगत्य सर्वान् पश्यतु किं किं अस्ति कथम् अस्ति इति परिमलतण्डुलस्य तत् तु विशेषः खलु किञ्चित् अधिकः वर्तते तत्र तस्य मौल्यं किञ्चित् अधिकः वर्तते

अस्तु अस्तु अस्तु अस्तु पुनः भवति सूचयति खलु कियद् अवश्यं इति अस् अस्तु अस्तु धन्यवादः